हरिः ओं हरिः ओम् नमस्कारः अहं श्रीलक्ष्मी अस्मि अहम् अत्र विद्यालये आचार्य प्रथमवर्षविद्यार्थी अस्मि अहम् एकं कार्यं वक्तुमेव आह्वानं करोति अत्र प्रशिक्षणनिमित्तं प्रशिक्षणं केम्प् निमित्तम् अत्र अत्रतः किञ्चित् दूरे एकं स्थलं स्थलपर्यन्तं गच्छति इति सूचना लभ्यते तन्निमित्तं तत्र गन्तुं ते त्री तौसण्ड् रुपीस् आवश्यकं त्रिसहस्रं रुपीस् आवश्यकम् इत्येव उच्यते किन्तु मम पार्श्वे तावत् त्री तौसण्ड् रुपीस् दातुं इदानीम् अहं न शक्नोमि मम कृते तादृशं धनं धनं नास्ति

आं मम परिवारे किञ्चित् प्रश्नमस्ति तत् तत्र परिवारे तादृश धनं लब्धुं न अर्हन्ति इदानीं तत्र किञ्चित् क्लेशमस्ति

अन्ये अन्ये अनेकानां कृते एतादृश प्रश्नः सन्ति किन्तु सर्वे न वदन्ति एतत् प्रश्नः अस्ति इति

आं कोपि न उक्तवन्तः तेषां कृते तादृशधैर्यं नास्ति इत्येव चिन्तयामि ते सर्वे तत् तत् सत्यमेव किन्तु अहं पूर्वमेव एतादृश द्वौ शिबिरौ तत्र अहम् अपि तस्मिन् शिबिरे आसम् किन्तु तस्मिन् समये एतादृश धनव्ययः मम कृते न आसम् नास्ति नास्ति तत्र एकः तत्र एकः कार्यमस्ति चेत् अत्रतः तत्र गच्छति चेत् अत्रत्य सर्व सर्वाणि व्ययः सर्वमपि मा अस्माकं यूनिवर्सिटि एव स्वीकरोति इति अहं पूर्वमेव श्रुतवती तस्मिन् विषये इतोपि एकवारं चिन्ता करोतु कृपया सर्वे न शक्नुवन्ति तानि सर्वे आम् आम् अस्तु

आम् अस्तु धन्यवादः